तत्र भारते अलङ्कारशास्त्रस्य मुख्यपुरुषाः प्रथमतः दण्डी इति वदामि अहं दण्डी भामहः इत्यादयः अलङ्कारशास्त्रस्य मुख्यपुरुषाः अनन्तरं मम्मटः अप्पय्यदीक्षितः रसगङ्गाधरकरजगन्नाथपण्डितः महा अलङ्कार अलङ्कारशास्त्रिणः ते तत्र दण्डी मम अतीवसमीचीनः इति अहं भावयामि किमर्थं चेत् सः यथा भरतनाट्यशास्त्रे यथा नाट्यशास्त्रस्य नाट्यस्य लक्षणं कृतवान् नाटकस्य लक्षणं सः लिखितवान् तथैव दण्डी महाकाव्यस्य लक्षणमपि कृतवान् एवम् अलङ्कारशास्त्रस्य मूलभूतं महाकाव्यं महाकाव्यानि काव्यस्य लक्षणं किम् इति सः दण्डी एव प्रथमतः उक्तवान् तस्मात् आदिमः पुरुषः सः काव्यविषये सः सम्यक् रघुवंशः रघुवंशमहाकाव्यं यथा वर्तते तथैव रचनीयम् इति तस्य अभिप्रायः अस्ति तस्मादेव अः सः महाकाव्यलक्षणं कृतवान् तदनुसृत्य अनेके अलङ्कारशास्त्रिणः अलङ्कारशास्त्रं कृतं